मम इष्टतमं पर्यटनस्थानं हिमवद्गोपालस्वामिगिरिः अस्ति एतत् स्थानं मम गृहात् अशीति किलोमीटर् दूरमेव अस्ति इति तत्र अहं पुनः पुनः गन्तुमिच्छामि मैसूरुतः बण्डीपुरम् अभयारण्यं गमनावसरे गुण्ड्लुपेटे इति पट्टणम् अस्ति ततः इयं गिरिः विंशतिः किलोमीटर् दूरम् अस्ति